भारतीयदर्शनेषु षड् दर्शनानि सर् सर्वैः स्वि स्वीकृतानि तत्र आस्तिकदर्शनानि सन्ति त नास्तिकदर्शनानि अपि सन्ति नास्तिकदर्शनमित्युक्ते बगं भगवानमस्ति वा न वा इत्यस्मिन् विषये न रा तत्र संशयः किन्तु वेदप्रामाण्यमस्ति वा न वा इत्यादीनि एव नास्तिकदर्शनानि अतः एव बौद्धदर्शनानि त तदनन्तरं जैनदर्शनानि अपि नास्तिकदर्शनत्वेन एव परिगण्यन्ते तत्र अपि आधुनिके प्रयोगे तु बहवः भेदप्रामाण्यं न स्वीकृत् स्वीकुर्वन्ति वैज्ञानिकाः यत् यत् म अस्माभिः दृश्यते तदेव सत्यं तत् त तदुपरि किञ्चिदपि नास्ति इति तेषां मतिः अतः एव तत् किञ्चित् क्लेशः वर्तते अतः बहु विषयेषु तत्र सम्यग् ग ग्रहणम् तैः नापेक्षते यथा यत् चक्षुर् चक्षुरिन्द्रियाणि अतः एव तत् परिणामतया किञ्चित् मैक्रोस्कोप् टेलिस्कोप् इत्यादीषु यत् दृश्यते तदेव तैः स्वीकृत स्वीक्रियते तत् तत् अनुगित अनुब अनुमितं प्रमा न्यायमपि तैः स्वि स्वीक्रियते अतः एव न्यायशास्त्रम् अनुमानप्रमाणम् इत्यादीनि बहु बहुस्थलेषु प्रयुज्य प्र प्रयुङ्क्त प्रयुङ्क्तमानः दृश्यते तथापि धर्मविषये अथवा आत्मविषये तेषाम् आसक्तिः न एव भवति आत्मा अस्ति वा न वा कोयमात्मा इत्यादिविषयेषु अत्र वैज्ञानिकदर्शनानि यत् ये ये ये तु पा पाञ्चभौतिकाः क चक्षुरादि इन्द्रियाणि उ उपयुज्यमानाः तद् अनुगु अनुगुणतया ताः अनुमानमपि प्रयुङ् प्रयुङ्ग् प्रयुङ्ग्तमानाः दृश्यन्ते तत्र एतादृशस्थलेषु तस्य ग उपयोगः न भवति अत एव सर्वे पाक्षिकाः एव दर्शि दा दा दा दाक्षिकाः व्यवहारस्थलेषु मोक्षादिकविषयेषु चु तु आत् एतेषाम् उपयोगः अपि नास्ति यत्तु इन्द्रियातीतमेव ग वर्तते तदेव मोक्षः इत्यादि इ इत्यादिविषयान् अस्माभिः शास्त्ररुचिः क ग दृष्टा शास्त्रवचनादेव अस्माभिः ग्रा ग्राह्यते तत्र विचारः कर्तुं न्यायस्य उपयोगः कर्तुं शक्यते अतः एव अत्र आधुनिकाः ये ये तु इन्द्रियगोचरः ग विषयमेव स्वीकुर्वन्ति प्रमाणत्वेन स्वीकुर्वन्ति तत्र न्यूनदर्शनमेव इति अस्माभिः वक्तुं शक्यते